राज्यस्य परितः विद्यामाननगरे नगरेण मम स्थानम् अस्मा अस्मदीयप्रदेशः अस्मदीयप्रदेशः ग्रामः अतः अन्यतमः इति प्रभावितं ग ग्रामं न अहमिदानीम् उडुपिमध्ये आसम् अत्र तु अत्र सर्वव्यवस्था अस् व्यवस्था सरलार्थं ज् जीवनसौकर्यार्थमेव नगरवासे च ग्रामज् ग्रामजनानां नगरवा नगरेषु वासे च एतदेव एतत् एतदर्थम् ज् जीवनसौकर्यार्थम् तत्र सर्व सर्वाणि कार् इत्याद् ये यत्किमपि आवश्यकं यत्किमपि आवश्यकं चेत् स् तत्र लभ्यते ग्राममध्ये कृष्यादि कृषि इत्यादि सर्वमस्ति अतः नगरजीविनः सन्ति यदि ग्राममध्ये कृष्यादिकं नास्ति चेत् कृष्यादि उद्योग नास्ति चेत् तदानीं ग्राम ज जीवन जीवनं व्यर्थं भवति